अहं नूतनम् हेच् पी लेप्टाप् क्रीतवान् माडल् फ़िफ़्टीन् वर्तते पूर्वतन हेच् पी माडल्स् अपेक्षया एतत् हेच् पी माडल् बहु उत्तममेव विद्यते यतोहि अस्य प्रोसेसर् फ़िफ़्टीन् मेगा हैट् वर्तते तेन सहैव टेन् टी बी स्थलावकाश्यमपि एते दत्तवन्तः तेन सहैव अल्ट्रा हेच् डी डिस्प्ले वर्तते इत्यतः कार्यमपि सुकरं भवति तेन सह यदि चित्रीकरणात् यदि चित्राणां एडिटिङ्ग् अस्ति विडियो एडिटिङ्ग् ओडियो एडिटिङ्ग् अस्ति चेत् तदपि बहु सुकरम् अस्ति अस्मिन् लेप्टाप् मध्ये यतोहि अत्र ग्राफ़िक् कार्ड् मोर् देन् फ़िफ़्टीन् अस्ति इत्यतः एतानि कार्याणि बहुसारल्येन कर्तुं शक्यन्ते तेन सह विण्डोज़् ल्येवन् अस्ति इत्यतः पफ़ामेन्स् अपि उत्तमम् एव वर्तते तेन सह वेगः अपि सम्यगस्ति अतः अहम् एतत् हेच् पी लेप्टाप् फ़िफ़्टीन् वर्शन् बहु उत्तमम् अस्ति इति वदामि